मम पितामहः कथां श्रावयति स्म तदा अहम् एकाम् उत्तमां कथां श्रुतवती या कथा आसीत् महाराणाप्रतापस्य विषये महाराणाप्रतापस्य अश्वः आसीत् चेतकः

यदा युद्धं स हल्दिगाटि युद्धसमये यदा प्रतापमहोदयः वेदनाग्रस्तः तदा सः स्वयं सः अपि वेदनाग्रस्तः आसीत् तथापि सः धावित्वा तं स्वस्य स्वामिनम् अन्यस्थानं सुरक्षितस्थानं नेतुं कथं प्रयतवान् इति श्रुत्वा मम उत्साहः इतोपि वर्धितः यावत् पर्यन्तं सः स्वामिनं सुरक्षितस्थाने न प्रापितवान् तावत् पर्यन्तं सः स्वं जीवे स्वं स्वस्य प्राणान् न त्यक्तवान् यदा सः सुरक्षितस्थानं प्रापितवान् तदा सः क्षतः क्षतः दुर्बलः जातः स्वस्य प्राणान् त्यक्तवान् एषा कथा मम जीवनस्य इतोपि आ आदर्शम् उदाहरणम् अस्ति इति अहं चिन्तयामि एषा कथा मह्यम् अतीव रोचते अहम् अग्रे अपि अन्यान् अपि एतां कथां श्रावयामि